यदा अहं तत् लघुयन्त्रागारे आसम् एकवारम् एक बृहत् आर्डर् अस्माकं रिजेक्ट् अभवत् अतः तद् आहत्य एकलक्षाधिकरूप्यकाणि आर्डर् यावत् आसीत् अहं किं कृतवान् इत्युक्ते मूलतः तत् मेटीरियल् कुतः आगता किं मेटीरियल् तत् सर्वे अन्लैस् कृत्वा तत्र ये अस्माकं सप्लेयर् आसीत् तत्र लोहस्य लोह एतद् अस्ति तत्र क्मप्लेण्ट् कृत्वा सर्वे अस्माकं नाम कार्यं कतं कृतवान् एतत्सर्वे तत्र विवर्णं दत्वा ततः पूर्णं नष्टं यदासीत् तद् प्राप्तवान्